एकः कर्तनम् अन्यः तस्य पाचनं पुनः एकः तत्र तस्य स्वच्छताम् एवं मिलित्वा सम्भाषणं कुर्वन् तत्र पाकक्रियां कर्तुं शक्नुमः अनन्तरं तत्र पुनः परस्पर किं सवार्तालापम् तत्तत् कृत्वा तत्कर कर्तव्यं चेत् किं भवति तत् कथं करणीयम् इत्यादिकं परि परस्परं वार्तालापं क्रियते चेत् तत् मनस्संतोषः भवति अनन्तरम् एकस्य अनुभवः किम् अस्ति तं स्वीकर्तुं शक्नो शक्नुमः एवं तत्र उत्तमरीत्या पाकक्रियां कर्तुं तत्र कार्यं विभाजनं कर्तुं च कर्तुं शक्नुमः